अहं पुस्तकं क्रीतवान् परन्तु तत्र चित्राणि तावन् तावत् न सन्ति बालानां कृते चित्राणि एव बहु प्रियाणि भवन्ति परन्तु अत्र चित्राणि तावन्नास्ति अनन्तरम् आकर्षकदायक कथानि सन्ति परन्तु तावत् न रोचते इदानीं प्राणिनां कथा इत्युक्ते रोचते तावत् नास्ति केवलं पुरातनकथाः एव वर्तन्ते तदर्थं तावत् सम्यक् नास्ति एतदिति वक्तुम् इच्छामि